नमामि नरसिं बट्टः अहं कश्चन पत्रकारः माध्यमविभागतः भवन्तः सामाजिकं कार्यं बहुधा कुर्वन्ति इति श्रुतम् अतः तत् किं किं कार्यं कुर्वन्ति इति कारकम् उत अयमेव विषयः इति न अन्यानपि विषयान् भवतः ज्ञातुमिच्छामि

एवमेव एवमेवमेव एवमेवम् एवम् ओ हो हो

एवमेवं मम छात्राणां विषये एवम् एवम् एवम् एवम् यत् अन्यत् च अहम् अस्तु अस्तु एवमेवम् अन्यस्य अनेन ते तद् भवतां कार्येण तेषां व्यक्तित्वस्यापि विकासो भवति खलु अतः छात्राणां व्यक्तित्वविकासार्थं किं किं कृतम् अथवा किं क्रियमाणमस्ति अधुना एवमेवम् आम्

हा एवमेवं मनः परिवृत्तं भवति सत्यम् एवम् एवं

एवमेव वम् आ आ एवं तदे तत् तदेव न भवेदेव

एवमेवम्

अहम् अहं हा शीलम् अत्यन्तं प्रधानम् आं शीलमत्यन्तं प्रधानं खलु

एवमेवमेवम् ओहोहो अस्तु अस्तु एवमेवमेवम् आ हो हो आ आ हा हा एवमे एवम् अन्यत्र इदानीं भवन्तः सामाजिकाः कार्यकर्तारः सन्तु कार्यकर्तारः सन्ति विद्याविषये बहुधा बद्धादराः सन्ति यदि ज्येष्ठाः नाम वयस्काः अपि अहं वेदादिकं वा किञ्चित् अ अध्येष्यामि इति यदि भवतां निकटे आगच्छति तर्हि तेषाम् अवकाशः प्रकल्पते वा भवता

एवमेवम्

ओहोहो हो अस्तु एवं हा अस्तु भटः धन्यवादाः